अहम् एकः सर्वकारः आसम् तद् अत्र तमिळ्नाडुराज्ये अपि मम कार्यम् आसीत् अखिलभारतस्तरे अपि अहं कार्यं कृतवान् अनन्तरं विदेशे अपि अहं कार्यं कृतवान् अतः सर्वकारः कार्यविषये मम बहु आसक्तिः कारणं तस्मिन्काले अधिकं धनं न आसीत् किन्तु अधिकम् उत्तरदायित्वम् आसीत् अधिकम् उत्तरदायित्वम् तस्मिन् दिने एकः भावः अपि आसीत् सेवाभावः आसीत् अतः ये सामान्यजनाः अस्माकं समीपे आगच्छन्ति एतद् कार्यं तेभ्यः अस्माभिः करणीयम् इति एकं चिन्तनम् अस्मिन्काले आसीत् इदानीन्तनकाले सर्वं परिवर्तितम् इदानीं यद् किमपि मया करणीयं वा धनं ददातु तर्हि यद् यद् व्यापारः जातः तद् अधिकम् इदानीं सर्वकारः म उद्योगविषये ईदृशी व्यवस्था अस्ति किन्तु ऐ टि जनाः यदा उपरि आगच्छन्ति ते तादृशं न चिन्तयन्ति अहोरात्रं कार्यं कुर्वन्ति युवकाः कदा सा कार्यं करणीयं कदा न करणीयम् इति चिन्तयन् न चिन्तयन्ति ते तत्र ऐ टि जनाः एतद् प्रैवेट्मध्ये भवन्ति चेतपि उत्तरदायित्वं स्वीकृत्य कार्यम् उक्तसमये पूरयन्ति किन्तु इदानीम्काले सर्वकारजनाः धनं निःशुल्कं किमपि न कुर्वन्ति तद् विलम्बं भवतु एकमासविलम्बं भवतु मासद्वयं विलम्बं भवतु त तस्मिन् विषये तेषां चिन्तनमेव नास्ति इति दुःखविषयः